काव्येषु तावत् संस्कृतभाषायाः कलात्मकता दृश्यते एव यतोहि संस्कृतभाषा तावत् विस्तृता वर्तते इति कृत्वा कदाचित् एकमेव पदं भिन्नं भिन्नम् अर्थं वक्ति तथापि एकस्मिन् एव श्लोके एकमेव पदम् धिः तथा प्रयुक्तं भवति तत् किन्तु तत्र सन्दर्भं दृष्ट्वा अर्थाः कल्पनियः भवति तस्मात् सः एकः विशेषः एकेन एव अर्थद्वयं कल्पयति इति कृत्वा तत्र अस्माभिः सन्दर्भं दृष्ट्वा पठनियम् इति एतत् किं कलात्मकम् एव भवति पुनश्च संस्कृतव्याकरणस्य विषये तु अस्माभिः ज्ञायते एव सम्यक्तया पाणिनिना योजितं वर्तते तर्हि तत्रापि यथा छन्दोभङ्गः यथा वाक्येषु क्लेशः न स्यात् तथा रचितं वर्तते इति कृत्वा केनापि तत्र दोषः प्रदर्शयितुं न शक्यते इति कश्चन विषेशः अंशः एव